जेम्स् ऊरुकम् उत्तमम् अस्ति किम् इत्युक्ते सर्वदा धर्तुं यत्र कुत्रापि गन्तुम् अपि शक्यते सो अत्र बहवः कम्पनी यः सन्ति सो अस्माकं कृते यत् समीचीनं भवति तत् स्वीकर्तुं शक्यते अहं तु विवो जिन्स् इति स्वीकृतवान् तत्र निर्माणः इति विड्त् लेन्त् आण्ड् विड्त् आण्ड् लेन्त् द्वयमपि तत्र स्तः अपि कर्तुं करोति इत्युक्ते तर्टि फ़ोर् तर्टि टु तर्टि फ़ोर् ट्वेन्टि ऐट् इति भवति तादृशः स्वीकरोति चेत् उत्तमं भवति यत् किमपि उष्णकाले वा शीतले वा यदा कदापि बहिः इत्युक्ते ट्रान्स्पोर्ट् मा जर्नि मध्ये भवितुम् अपि समीचीनः भवति इति मम अभिप्रायः